नमस्ते नमस्ते अहं चिक्मङ्ग्ळूर् प्रदेशीय रैतः अहं कृषकः मम कृषिक्षेत्रे शाकाः शाकाः अहं वर्धितवान् अस्मि

अहं सद्यः बीन्स् केरेट् पुनः पलाण्डुः एवम् इत्थम् एवम् एवं च् एवम् एवं मम कृषि क्षेत्रे वर्धितः सन्ति सद्यः सद्य वा मया चिन्तितं मया चिन्तितं विक्रयणं कर्तव्यम् इति मया सद्यः चिन्तितं अतः भवन्तः इदं स्वीकुर्वन्ति खलु न न चिक्मङ्ग्ळूरु समीपे एव तत्रेव वर्तते तत्र ग् तत्र कश्चन ग्रामः वर्तते ग्रामः प्रदेशः तत्र तत्र तत्र मम क् म् कृषक् कृषिक्षेत्रं वर्तते तत्र वर्धितवान् अस्मि प्रायः केरेट् पञ्चाशत् क्विण्टल् भवति केरेट्

बीन्स् सार्ध एक क्विण्टाल् भवति पल् पलाण्डु अपि वर्तते तत्र पलाण्डुः प्राय क्विण्टाल् त्रयं भवेत् भवति आहा कथं भवन्तः अत्र आगत्य नयन्ति वा अथवा अस्माभिरेव याने स्थापयित्वा भवतां प्रदेशं प्रति आगत्य दातव्यं वा

एवम् अस्माकं अस्माकं प्रदेशे पलाण्डुः प्रति एकं के जि प्रति पञ्चविंशति रूप्यकं वर्तते एकं के जि प्रति केरेट् प्रति पञ्चाशत् रूप्यकं वर्तते बीन्स् प्रति त्रिंशद्रूप्यकं वर्तते के जि प्रति पर् पर् के जि अतः भवन्तः क् कीतद्धनं प्रति स्वीकुर्वन्ति इति

अस्माकं क् मम कृषिक्षेत्रे रासायनिकं किमपि नैव नैव् न स्थापितं वर्तते सर्वं साव सावयवं वर्तते शुद्धं आं

एवं

एवं सम्यक् एवं सम्यक्

हे एवम् तर्हि तर्हि भवन्तः आगच्छन्ति वा तर्हि सम्यक् भवन्तः आगत्य नयन्ति वा अतः वयमेव दद्मः वा आगत्य भवन्त आगत्य पश्यन्ति खलु

तर्हि तर्हि सम्यक् बवन्त आगच्छन्ति चेत् श्वः आगन्तुम् आगच्छन्ति वा

स अस्तु भवन्तः चिक्मङ्ळूरु नगरमागत्य चिकमङ्ग्ळूर् नगरमागत्य भवन्तः मह्यं ओ दुरभाषां कुर्वन्तु अस्तु श्वः अस्तु तर्हि धन्यवादाः धन्यवादाः